मया अधीतेषु प्रधानः जीवनपाठः नाम मानवेन मानवत्त्वसंरक्षणं कर्तव्यमिति

मृत्युः कदापि अयं नीचः परो वेति अथवा सधनः निर्धनः इति भेदाभेदं न करोति तदा वयं के अतः समाजे या भेदाभेदभावना परिलक्ष्यते सा मानवः मानवात् दूरं नयति मया मानवतायाः संरक्षणं कर्तव्यं सर्वे समानाः इति मत्वा न केवलं व्यवहारः अपि तु प्रेरणादानम् अपि करणीयं अस्माभिः इतः किमपि न नीयते यत्किमपि अर्जितं तत्सर्वं परित्यज्य एव इह लोकत्यागः कर्तव्यः भवति तस्मात् लोभभावना अस्मासु न भवेत्